मम प्रदेशः तावत् तमिळ्नाडु तमिळ्नाडुप्रदेशे तिण्डीवनमिति नगरे अहमस्मि स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य कृते अतीवमुख्यत्वं भवति मम ग्रामे कुतः इत्युक्ते वृद्धः इत्युक्ते अतीव मुख्यत्वं भवति कुतः इत्युक्ते अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुर्विद्या यशः बलम् इति वृद्धोपकारे उपसेविनः कारणेन आयुः विद्या यशः बलं लब्धुं शक्यते अतः ते सर्वे तत् ज्ञात्वा वृद्धोपसेवनं कुर्वन् अस्ति अतः तत् कुत्र किं किं किं कुर्वन् अस्ति इत्युक्ते इदानीं जलमपेक्ष्यते इत्युक्ते जलं स्वीकृत्य तत्र अन्यत् गृहे स्थापयन्ति अनन्तरम् अनन्तरं गृहस्य पार्श्वे अतीव दुष्टः भवति चेत् तत्र निवारणं करोति तादृशं तादृशं कुर्वाणः अस्ति मम प्रदेशे मम ग्रामे अतः अतीव मुख्यत्वं भवति मम ग्रामे वृद्धस्य उपसेवनार्थम् अतः वृद्धोपसेवनकारणेन मम ग्रामः अतीव स्पष्टं भवति कार्यं करणेन धन्यवादः